नमो नमः अहं वस्तुतः उत्कलः अस्मि एवं मम प्रदेशे डिस्ट्रिक् अस्ति प्रथमे कोरापूटः कोरापुटस्य क्षेत्रफलं प्रायः यैट् हण्ड्रेड् एय्ट् थौसण्ड् एय्ट् हण्ड्रेड् सेवेन् वर्ग किलो मीटर् भवति प्रमुख नगरः कोरापुट एव अस्ति कोरापुट नगरस्य जनसङ्ख्या प्रायः ट्वेण्टि फ़ोर् लाक्स् नैन् थौसण्ड् नैन्टि फ़ोर् थौसण्ड् भवति टु थौसण्ड् ट्वेल् तम वर्षे जनः जनगणना अनुसारं एवं द्वितीयः भवति कटकः कटक जिल्लायां तस्य क्षेत्रफलं प्रायः त्री थौसण्ड् एय्ट् हण्ड्रेड् फ़ोर्टि टु वर्ग किलो मीटर् भवति

नेक्स्ट् भवति तत्परं बालासूर् बालासूर् तस्य क्षेत्रफलं प्रायः थ्रि थौसेण्ड् सिक्स् हण्ड्रेड् थर्टि फ़ोर् वर्ग किलो मिटर् तत् अनन्तरम् कलाहाण्डी जिलायाः भवति तस्य क्षेत्रफलं प्रायः एय्ट् थौसण्ड् त्री एय्ट् थौसण्ड् त्री हण्ड्रेड् सिक्स्टि फ़ोर् वर्ग किलो मीटर् तत् परं मयूर्भञ्जः भवति तस्य जिलायाः तस्य क्षेत्रफलं प्रायः ट्वेण्टि थौसन्ड् फ़ोर् हण्ड्रेड् यय्टीन् वर्ग किलो मिटर् भवति एतत् भवति पञ्चजिलायाः नाम एवं तस्याः क्षेत्रफलम् अपि